नमस्कारः अत्र मासिकपत्रिकामध्ये बहवः पत्रिकाः सन्ति अयं संस्कृतमार्गे पश्यामः चेत् एव संस्कृतभारत्याः मासिकपत्रिका अस्ति तस्य नामम् सम्भाषणसन्देशः इति तथा च इतोऽपि अस्ति विश्वस्य वृत्तान्तम् ममपि स्वमातृभाषया मध्ये भाषिकपत्रिकाः अपि भवन्ति सन्ति इति यथा आनन्दवाजार् पत्रिका तथा च ढाकापत्रिका कोल्काता मासिकपत्रिका इति बहवः पत्रिकाः सन्ति पठने तु बहु सम्यक् बहु आनन्दं तत्र यदि संस्कृतभाषायाः पत्रिका सम्भाषणसन्देशः पठामः चेत् तत्र किं किं चलति वर्तमाने तत्र किमपि विशेषा कथा किमपि गद्यं पद्यं नाटकं कविता तथा च किमपि क्रीडाविषये तत्र उल्लेखं भवति किमपि जोक्स् अपि भवति कुत्र शिबिरं चलति किमपि कुत्रापि वर्गः चलति चेदपि तत्र उल्लेखः भवति बहु आनन्ददायकः पत्रिका भवति तत् पठनानन्तरं तस्य भाषाशुद्धिः भवति तदेव मुख्यमस्ति तादृशः एकस्य एकस्य पत्रिकायाः विशेषं महत्त्वं भवति एव